युद्धकलासु अन्येभ्यः पाठयन्ति मम अवकाशः लब्धः केचन अवसराणि लब्धं तत्र एकवारं कोरोना लोक्डौन् समये बहवः बालकाः ये समीपे वसन्ति ते आगत्य पा पठितुम् इच्छुकाः सन्ति इति उक्तवन्तः तत्र कलरि पयट् इति आयोधनकला मया पाठितं पाठितं ते छात्राः बहु उत्सुकाः सन्ति ते नित्येन आगन्तुं उत्सुकाः सन्ति ते पञ्चदश षोडश बालकाः आसन् तदवसरे तद् सम्यक् आसीत् सर्वे आगत्य प्रथमं सर्वं तैलं सर्वं शरीरस्य उपरि स्थापयित्वा कलरिपयट् इति एका आयोधनकला अस्ति केरलस्य प्रदेशस्य एकम् आयोधनकला तद् अहं तत्र पाठः पाठितवान् पाठयितवान् ते सर्वं तद् पठनार्थम् आगतवन्तः अन्येभ्यः किम् अवकाशः अ अन्यदपि अवसरः जातः यदा एम् एस् सि योगम् अहं करोमि तद् बेङ्गळूर् मध्ये तत्रापि यदहं गत्वा एकवारं प्राक्टिस् करोति केचन बालकाः बालिकाः च दश् दर्शयित्वा ते आगत्य पृच्छन्ति इति इच्छा अस्ति चेद् कृपया पाठयतु अन्ये तत्र अपि अहं किञ्चित् कदाचित् यदा आगच्छामि तत्र केचन मम छात्राः सन्ति तेषां कृते अहं कलरिपयट् पाठनं करोमि अन्ये भ किं मम शिक्षितुम् इच्छति इति कः विषये मम अहं ब्रसील् मध्ये एकः आयोधनकला अस्ति तस्य नाम भवति किञ्चित् न जानामि एकः इस्रैल् मध्ये अस्ति तत् क्राव् मार्गः भवति तदहं पाठितुम् इच्छामि